मम संस्कृते आसक्तिरासीत् तेन च मम संस्कृतप्रवेशो जातः तदानीं साहित्याध्ययनानन्तरं चत्वारि शास्त्राणि तत्र दृष्टानि ज्यौतिष अलङ्कारवेदान्तन्यायेति तत्र मम साहित्यावसरे न्यायशासत्रं यदधीतं तस्य विषये महान् मनः आसीत् तेन च मम न्यायशास्त्रे अध्ययनं प्रवृत्तं न्यायशास्त्रं तावत् पदार्थानां स्वरूपविमर्शनं करोति तेन च अस्मत्पदार्थतत्त्वज्ञानं भवति नैयायिकमते तावत् पदार्थतत्त्वज्ञानादेव मोक्षः इति ते कथयन्ति तस्मात् मम आदौ शास्त्रान्तरस्यापि न्यायशास्त्रस्य उपयोगं वर्तते यत् काणादं पाणिनीयञ्च सर्वशास्त्रोपकारकम् इति तेन तच्छास्त्रावलोकनेन मम शास्त्रान्तरस्यापि उपयोगः भवति इति धिया तत्र मम प्रवृत्तिर्जाता तस्मात् न्यायशास्त्रं मया अधीतम्